अस्माकं प्रदेशः तमिळुनाडुप्रदेशः तत्र मधुरै मीनाक्षी मन्दिरं वर्तते तिरुवण्णामलै इति किञ्चित् स्थानं तत्र शिवस्य मन्दिरं वर्तते अपि च पळनि इति स्थानं तत्र गणेशस्य मन्दिरं वर्तते अपि च सुब्रह्मण्यस्यापि मन्दिरं वर्तते अन्यत्र तु बहूनि स्थानानि सन्ति ऊटि इति कश्चन प्रदेशः तत्तु शैत्यप्रदेशः इति कृत्वा पर्यटनस्थानम् अपेक्षया तोषार्थं गम्यते इति वक्तुं शक्यते तत्र मन्दिराणि तु न सन्ति अन्यत्तु कोडेकेनाल् इति स्थानं वर्तते पोळाचि अपि सम्यग्भवति पार्श्वे एव केरळं वर्तते इति कृत्वा पोळाचिग्रामस्य वातावरणं तु बहु सम्यक् भवति तत्र तिरुवळ्ळुवर् सिलै इति किञ्चिद्वर्तते अनन्तरं नगरेषु अवश्यम् आपणानि तु बहूनि सन्ति एव तदपेक्षया कुम्भकोणम् इति किञ्चित् स्थानं शिवकाशि इति किञ्चित् स्थानं वर्तते बह एवं बहूनि स्थानानि वर्तन्ते